मम भगिनी यावत् वैद्याकीया वैद्या न भवति तावत्पर्यन्तं सा पठेत् मम पुत्री संस्कृतक्षेत्रे अध्ययनं करोतु इति मम इच्छा सः पि एच् डि समापयतु इति मम इच्छा मम मित्रम् अहं यावत्पर्यन्तं पठामि तावत्पर्यन्तं सः पठेदेव किमर्थमिति चेत् सर्वेषु विभागेषु अस्माकं कश्चन अंशः देयः अपेक्षितः बालिकायाः शिक्षाप्रदाने मम कोपि क्लेशः नास्ति ताः पठितव्याः एव भवेयुः